हलो हरिः ओम् नमांसि बेङ्गळूरु रैल् यानस्थानम् अस्ति वा कश्चित् अहं चन्द्रमौलिः कल्याणः इति शृङ्गगिरौ वसामि किमिति चेत् मया गृहं गन्तव्यम् इत्यस्ति किन्तु तत् टिकण्ट् श्वः बुक्ड् अस्ति किन्तु अद्य अस्माकं विद्यालये कश्चित् कार्यक्रमः अस्तीत्यतः अहम् आगन्तुं न शक्नोमि किन्तु तत्र दिनाद्वयात् परम् अवश्यं तत्र मया स्थातव्यं भवति अतः श्वस्तनस्य यत् टिकट् अस्ति तत् परश्वः यथा भवेत् तथा कर्तुं शक्यते वा मया एकमासात् पूर्वमेव कृतमासीत् किन्तू इदमिदानीं ज्ञातम् अद्य अद्य श्वः च कश्चित् कार्यक्रमः अस्ति अत्र मया अवश्यं स्थातव्यम् इति अस्माकं विद्यालये नेक् जनः नेक् जनाः आगच्छन्ति इत्यतः अत्र अवश्यं स्थातव्यं भवति मया क्षन्तव्यः तथा पूर्वमेव सूचनीयमासीत् किन्तु अहमपि अद्यैव ज्ञातवान् अतः एवं परिवर्तनं भवितुमर्हति वा इति पृष्टुं क्षन्तव्यः विलम्बेन सूचितवान् किन्तु अवश्यं तद् यदा परिवर्तनं भवेत् तथा किञ्चित् सहायं भवन्तः यच्छन्ति चेत्

हा हा न न तथा भवद्भिः एव उच्यते चेत् अहं कं वा पृच्छेयम् अतः भवन्तः यदा यद् यद् इतोऽपि अधिकं किमपि फ़ीस् भवति चेत् मम पे कर्तव्यं भवति चेत् धनं दातव्यं भवति चेत् अहम् अवश्यं दास्यामि

एवम् एवम् अवगतम् अवगतम् अव अवगतमवगतम् नो चेत् प्रीं प्रीमियं तत्काल् मध्ये क्रियते चेदपि चलति धनम् अधिकं भवति चेदपि सा कापि समस्या नास्ति किन्तु मया अवश्यं तत्र परश्वः प्रपरश्वः तत्र मया स्थातव्यं भवति अद्य श्वः च अत्र स्थातव्यं भवति उभयत्र मया स्थातुं श्वः तु गन्तुं न शक्यते अतः यथा साहाय्यं भवतु किञ्चित् यथा नाम यत्र रिक्तं भवति तत्र स्थानं कल्पयित्वा वा अथवा स्थानानि परिवर्त्य परिवर्त्य गन्तव्यमिति वदन्ति चेत् तथापि गम्यते नाम बेङ्ग्ळूर्तः विजयवाडापर्यन्तम् एकत्र ततः राजमण्ड्रि पर्यन्तम् एकत्र उपवे उपवेष्टव्यमिति किमपि अस्ति चेत् तथापि उपविश्यते

अस्तु अस्तु अस्तु हा अस्तु अस्तु धन्यवदाः हा चिन्ता चिन्ता नस्ति गन्तव्यमस्ति अस्तु धन्यवादाः